अस्माकं प्रदेशे आजीविकायाः कर्मकराणां कार्यनियुक्तिः उक्तेन च मुख्यं स्रोतः के सन्ति ते भिन्नभिन्नं स्तोतः सन्ति फलविक्रेतारूपेण औषधविक्रेतारूपेण कर्मचारी रूपेण परिचारिकारूपेण सेविकारूपेण गृहसेविकारूपेण वैद्यरूपेण अधिवक्तारूपेण एतत् भिन्नभिन्नरूपेण वृत्तिं कुर्वन्ति इति प्राधान्यं प्रयच्छन्ति यत् वैयक्तिकं वृत्तिः अपि अपेक्ष्यते किमर्थं धन अर्जनार्थं अद्य के साहित्यम् अवलोकितम् आम् अस्मिन् विषये तव अस्माकम् अभिप्रायः अस्ति ये जनाः कार्यं कुर्वन्ति ते धनार्जनार्थं कार्यं कुर्वन्ति गृहे गृहसेविका अस्ति विविधरूपेण कर्मकराः अस्ति सेविकारूपेण अस्ति गृहकार्यं क कुर्वन्ति बहिः गत्वा सेवकरूपेण कार्यं कुर्वन्ति एतत् रूपेण सर्वप्रकारे धनं अर्जनार्थं कार्यं कुर्वन्ति